मम इष्टतमा पुस्तकशृङ्खला अस्ति श्रीमद्भागवतम् एतानि नवमस्कन्दं समापितवान् दशमस्कन्दम् आरम्भः करणीयः किमर्थम् इष्टम् इत्युक्ते प्रथमस्कन्दे नैमिषारण्यक्षेत्रे सूदपौराणीकऋषयः मे मेलनं कृत्वा भागवतस्य विषये चर्चां कुर्वन्ति द्वितीयस्कन्दे नारदस्य कथा परीक्षित राजानम् शृङ्गी ऋषिः श्रीमद्भागवतम् उपदेशं तृतीयस्कन्दे मैत्रेयी विदुर संवादः चतुर्थस्कन्दे दाक्षायणी दक्षप्रजापतेः संवादः पञ्चमस्कन्दे रघुगणः जडभरत उपाख्यानम् षष्ठस्कन्दे गजेन्द्रमोक्षम् अजाम् अजामिलोपख्यानं सप्तमस्कन्दे प्रह्लादचरितम् अष्टमस्कन्दे अमृतमन्थनं वामनावतारं नवमस्कन्दे अम्बरीषचरित्रं रामायणम् एतावत् का पर्यन्तमहं पठितवान् दशमस्कन्दे श्रीकृष्णस्य सम्पूर्णकता एव आगत्य सर्वान् विषयान् ज्ञातुं योग्यः सन्यासीनां ब्रह्मसूत्रपाठविषयः वा किमपि शास्त्रविषये वा सये चर्चां कुर्वन्ति चेत् प्रमाणं श्रीमद्भागवते लभ्यते अतः श्रीमद्भागवतमेव सर्वोत्तमपुस्तकम् इति व्यासस्य क्लेशः यदा आसीत् नारदः आगत्य श्रीमद्भागवतं रचनां करोतु भवतः मनक्लेशः निवारणं भवतीति आदेशितवान् तदनन्तरमेव व्यासः श्रीमद्भागवतं रचितवान् अतः श्रीमद्भागवतं मम इष्टतमं पुस्तकम्